मया अधीते दर्शने न्यायशास्त्रम् एकमन्तर्भवति तत्र प्रत्यक्षप्रमाणम् अनुमानप्रमाणम् उपमानप्रमाणम् आगमप्रमाणम् अर्थापत्तिप्रमाणं च वर्तन्ते तत्र प्रत्यक्षप्रमाणं नाम साक्षात् यत् दृष्टिगोचरं भवति तत् प्रत्यक्षप्रमाणम् इति कथ्यते अनुमानप्रमाणं नाम तत्र दूरे पर्वतः अस्ति पर्वतस्य उपरि प्रातःकाले वयं दूरतः पश्यामः चेत् धूमः वर्तते तद् दृष्ट्वा वयम् ओ तत्र वह्निः अस्ति अतः दूर अतः धूमः प्रसरति इति वदामः परन्तु तत्र तत् अस्माकम् अनुमानं भवति साक्षात् तत्र वह्निः नास्ति एव एवम् उपमानप्रमाणम् आगमप्रमाणम् अर्थापत्तिप्रमाणानि च वर्तन्ते